सामाजिकमाध्यमः जनान् करकुशल करकुशलमाध्यमेन संलग्नं प्रेरयितुं शक्यते कथम् इति चेत् इन्स्टाग्रां फेस्बुक् इत्यादिकम् अस्ति तत्र सर्वेऽपि तत्रैव मग्नाः भवन्ति तत्र काचित् वीडियो आगच्छति यद् करकुशलः विशिष्ट वीडियो आगच्छति चेत् तदृष्ट्वा अहमपि करोमि इति म् मनसि भावना उत्पद्यते तेन करकुशल कलायाम् एतत् प्रेरकरूपेण भवति एवम् एतस्मिन् विषये अहमपि यूटुब् चानल् वाहिन्याम् एतद् करकुशलविषये एव यद् अहं यद् निर्मितवती तद् सर्वं कथं निर्मितव्यम् इत्यादिकं तत्र आरोपयामि तेन सर्वे तद् ज्ञात्वा तेऽपि तत्र प्रवीणाः भवितुं शक्यन्ते एवं तेऽपि तत्र अभिवृद्धिं विकासं वा वर्धयितुं शक्यते एवं तेऽपि तेषाम् अभिप्रायं किम्मिति सूचयन्ति चेत् मम अभिवृद्धिः अपि तत्र आगन्तुं शक्यते एवं सामाजिक माध्यमेनेव मम प्रेरणा अपि अभूत् इति वक्तुम् अहं गर्वम् अनुभवामि यत् अहं तु प्रथमतः करकुशलविषये विषये अहं तावद् रुचिः नासीत् मम परन्तु यदा अहं सर्वदा चरवाण्यां तद् पश्यामि तदा मम कृते तद् प्रेरणदायिका भवति एतेन अहमपि इदानीं किञ्चित् करकुशलं जानामि